वृद्धानां कृते वा अथवा दृष्टिदोषयुतां कृते वा दूरवाणीम् अथवा सङ्गणकं द्रष्टुं बहु कष्टतरं भवति एतस्मिन् काले तेषां सहायार्थं टेक्स्ट् टु स्पीच् ट्रान्स्लेशन् इति तन्त्रज्ञानं वर्धितम् अस्ति अयं तन्त्रज्ञानं तेषां कृते बहुधा सहायं करोति तत्र पठनम् अपेक्षया ते श्रोतुं शक्नुवन्ति अक्षराणि बहुन्यूनं दर्शयति परन्तु ते श्रुत्वा यत् ज्ञानमस्ति तत् ज्ञातुं शक्नुवन्ति वृद्धानां क् कृते वा दोषदृष्टिदोषयुतानां कृते वा एतत् एतत् तन्त्रज्ञानं बहु लाभं भवति